सत्यं परिवारः यद्यपि कृष्यवलम्बितः अस्ति तथापि इदानींतनः युवानः कृषिं न चिन्वन्ति ते अन्येभ्यः उद्यो उद्योगेभ्यः आकृष्टाः नगरं गच्छन्तः सन्ति तस्य कारणतः कृषिः इदानीं ग्रामेषु नश्यमाना अस्ति अन्ये उद्योगाः धनदातारः उद्योगाः कृषिकार्यं ये कुर्वन्ति ते अत्यधिकं धनं सम्पादयितुं न शक्नुवन्ति अनन्तरं श्रमः अपि कृषिकार्ये अधिकः अस्ति तस्य कारणतः इदानींतनाः युवानः कृषिं परित्यज्य नगरवासिनः जायमानः सन्ति तस्य कारणतः कृषिः भारतस्य आधारः कृषेः महत्वं इदानींतन जनानां यथा ज्ञानं भवेत् तथा अस्माभिः किमपि कार्यं करणियं कृषिः विना जीवनं सर्वथा नास्ति